दीर्घ बाय्किङ्ग् प्रवासार्थम् अहं सर्वप्रथमम् स्थाननिर्धारणं करोमि यत्र गमनमस्ति कीदृशं स्थानं वर्तते तत् निर्धारणं कृत्वा एकं सम्यक् बाय्क्यानं यत् सम्यक् चालितुं चालितुम् अर्हति तादृशं बाय्क्यानं स्वीकृत्य यथा हिमालयन् फ़ोर् फ़िफ़्टि तत् स्वीकृत्य पुनः यादृशं स्थानं तादृशम् वस्तुं स्वीकृत्य तादृशं तादृशं वस्तुं यथा वस्त्राणि यदि शैत्यं स्थानं वर्तते चेत् वस्त्राणि तादृशानि एव स्वीकर्तव्यानि भवन्ति भवति यथा उष्णं स्थानमस्ति चेत् तादृशानि एव वस्त्राणि स्वीकर्तव्यानि भवन्ति यदि शैत्यं चेत् अहं कम्बलम् एकं कम्बलं स्वीकरोमि पुनः किं नाम मम उष्णवस्त्राणि यानि सन्ति तानि अपि स्वीकरोमि पुनः यदि उष्णस्थानम् अस्ति चेत् तस्य तत् तस्य कृते अपि भिन्नम् तादृशम् उष्णम् उष्णं यद् धार्यते परिधार्यते तादृशवस्त्राणि तादृशानि वस्त्राणि स्वीकरोमि तदनन्तरम् अहं पेटिकामपि स्वीकरोमि पेटिकामध्ये अहं स्नानं स्नानफेनकं दन्तमार्जनी तथा च मम सन्ध्यावन्दनवस्तु वस्तूनि तथा एका स्थालिका भोजननिमित्तम् अथवा अनन्तरं दूरवाणीम् दूरवाणीं दूरवाणीम् चार्ज् यत् क्रिति क्रियते तत् चार्जर् इत्यादिकं सर्वं संस्थाप्य धनम् अपि स्वीकृत्य स्वीकृत्य पुनः अहं प्रवासार्थं गमनाय उद्युक्तः भवामि अनन्तरं प्रवासं गच्छामि इति